मम गृहं परितः अनेकपुष्पाणां सस्यानि सन्ति वर्षाकाले विशेषतः जून् मासे जुलै मासे च समुद्रतीरतः विषयुक्तवायोः कारणात् तेषां सस्यानां पर्णानि पतन्ति सस्यानि भ्रष्टानि भवन्ति तदनन्तरम् आगस्ट् मासे पुनः पल्लवितानि भवन्ति सस्येभ्यः कीटानां पीडा अपि वर्तते पिपीलिकाः आगच्छन्ति तथैव भिन्नकीटाः अपि आगच्छन्ति तत्र किमपि औषधं सेचयित्वा तेषां पीडां निवारयितुं शक्यते तत् कुर्वन्नस्मि